मम प्रदेशस्य इतिहासः कः इत्युक्ते मम प्रदेशः तावद् उत्तरकन्नडाजिल्ला इति नाम्ना प्रसिद्धः तद् कर्नाटकस्य उत्तरभागे वर्तते उत्तरकन्नडजिल्लायां तु सिरिसीनाम्ना कश्चन तालूकु वर्तते तत्र तट्टीसरा इति ग्रामः इतिहासः कः इदानीं प्रश्ने अहम् उत्तरामि कदम्बरा राजा इति कदम्बराज्यस्य राजा कश्चन मयूरशर्मा इति तस्य नाम सः तस्य राज्ये यज्ञङ्कर्तुं यज्ञं यजितुं ब्राह्मणाः अपेक्षिताः इति कृत्वा सः दक्षिणभारतं सर्वत्र अन्विष्टवान् तत्रापि ब्राह्मणाः तस्मै यः ये ब्राह्मणाः अपेक्षिताः ते न प्राप्ताः अतः सः उत्तरकन्नड उत्तरभारतं प्रविष्टवान् ततः सर्वत्र अटितवान् ततः कुत्रचित् ब् हव्यकब्राह्मणाः तद् अनन्तरं तस्य प प्रसिद्धाः प्राप्यन्ते सद्यः तु ते ब्राह्मणाः इत्येव वर्तन्ते ततः ते तेषाम् इतिहासं सर्वं पृष्ट्वा तान् ब्राह्मणान् सर्वान् उत्तरकन्नड यद् तस्य राज् मयूरशर्मणः राज्यं राज्यमासीत् तत्रैव आनीतवान् सर्वेषां तर्टि टु परिवाराः ये आसन् ते सर्वे अङ्गीकृत्य आगतवन्तः सपरिवारम् आगतवन्तः तथा ते आगत्य सम्यक् यज्ञङ्कृतवन्तः सम्यक् यज्ञं सर्वं कृत्वा हविः बहुवारं द यच्छन्ति इति कृत्वा तत्प्रदेशस्य कृते हव्यदेशः इति नाम आगतम् तथा च सः मयूरवर्मा अथवा शर्मा सः सम्यक् राज्यभारङ्कृत्वा तस्य यः जामाता आसीत् तस्मै एवं जातं यदा मयूरवर्मा इति राजा राज्ञः मरणं जातं ततः सः ब्राह्मणान् सर्वान् तस्य राज्ये आनीतवान् तदा सः इतिहासम् इतोपि अधिकं वर्धितवान् इति सम्पन्नः